अत्र क्रीडाः जनान् जनेभ्यः उद्विघ्नतानिवारणाय आनन्ददायकं मार्गं यच्छति कथमित्युक्ते क्रीडा यदा क्रीडामः तत्र अस्माकं मनः सम्पूर्णतया क्रीडायामेव भवेत् तदा एव सा क्रीडा इति उच्यते क्रीडायां क्रीडायाम् कथम् इति उच्यते चेत् तत्र प्रथमं तत्र अस्माकं देहस्य भवति उपयोगः भवति अस्माकं मणः एकत्र एव भवति यद् दुःखम् इत्यादिकम् अस्माकं मनसि भूयते यत् सर्वमपि भवति क्रीडेन क्रीडेन तत्र क्रीडया अस्माकं देहे विद्यमानानां सर्वेषां रोगाणां क्लेषानाञ्च भवति अस्माकं आरोग्यस्य वर्धनं भवति एतादृशरीत्या बहूनि मार्ग बहवः मार्गाः वर्तन्ते अतः क्रीडा बहु मनोरञ्जकं वर्तते इति मम आशयः